त्रयोविंशति अधिकं द्विसहस्रतमवर्षस्य अगस्ट् मासस्य पञ्चदशदिनाङ्कः त्रयोविंशति अधिकद्विसहस्रतमवर्षस्य जान्वरि मासस्य षड्विंशदिनाङ्कः त्रयोविंशति अधिक द्विसहस्रतमवर्षस्य अप्रिल् मासस्य चतुर्विंशदिनाङ्कः त्रयोविंशति अधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य षष्टदिनाङ्कः त्रयोविंसति अधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य त्रयोविंशदिनाङ्कः इति भवति